नमस्कारः एतद् बेकरि अस्ति वदतु आम् महोदय किं दन क्षम्यतां महोदय अत्र मावृक् केक् अस्माकं न क्रियते केवलं प्लं केक् एव अस्ति

महोदय वैट्फ़ारेस्ट् अस्ति चेत् चतुश्शतं भवति महोदय आं वैट्फ़ारेस्ट् अस्ति चेत् पञ्चशतमेव भवति एकः एकः किलो

अनन्तरम् ऐफ़ारेस्ट् अस्ति चेत् सहस्रं भवति किं महोदय रेड्वेल्वेट् वा अस्ति महोदया परन्तु तत् द्वौ किलो अपेक्षते चेत् तत्र द्विसहस्रम् आगच्छति महोदय अवश्यम् आम् महोदय अत्र हा अत्र किं किं केक् अस्ति तत्सर्वं सम्यक् एव महोदय महोदय अत्र स्पेशल् इत्युक्ते पैनापल् एवं स्पेशल् भविष्यति अद्य अस्माकं स्पेशल् केक् तु पैनापल् एव अनन्तरं अद्य वैट्फ़ारेस्ट् भविष्यति ब्ल्याक्फ़रेस्ट् भविष्यति भवन्तः अपेक्षते चेत् रेड्वेल्वेट् अपिकर्तुं शक्नुमः अपेक्षते वा अस्तु महोदय तत्र किलो द्वयमपेक्षते किल अस्तु अतः महोदय रूप्यकसहस्रम् एव एकः किलो रूप्यकसहस्रमेव यदा भवन्तः द्वौ किलो अपेक्षते चेत् द्विसहस्रं दातव्यं महोदय आम् तत्र किमपि लेखनीयं वा महोदय आम् महोदय तत्र लेखनार्थमपि किञ्चित् रूप्यका भविष्यति तत् केवलम् चतुर् विंशति आम् महोदय सम्यक् आम् आम् महोदय यद् लिखितव्यं तद् एकवारं प्रेक्षयन्तु महोदय तत् सम्यक् लिखित्वा दास्यामः

आम् महोदय भवन्तः पितुः नाम एकवारं वदन्तु महोदय आम् महोदय महोदय आम् सर्वमस्ति महोदय तदपि आम् आम् तदपि दास्यामि महोदय तत्सर्वं सौजन्यमस्ति आम् महोदय आम् महोदय पञ्चनिमे दशनिमेषानन्तरम् आगच्छन्तु दास्यामः महोदय धन्यवादः